अहम् अत्र त्रिपुणितरदेशात् एकम् आर्डर् कृतवती किन्तु इदानीम् आर्डर् अत्र न लभ्यते मम ओर्डर् अहम् आर्डर् कृतवती तद् वेजिटेबल् कुरुमा एण्ड् कुर्म एण्ड् पोरोटा तद् मह्यं न लभ्यते अर्दगण्डा मध्ये लभ्यते इति विवरणं स्वीकुर्वन्ति किन्तु न लभ्यते मम ओडर् कुतः अस्ति अतिशीघ्रं तद् ददातु